हरि ओं नमस्ते संस्कृतं संस्कृति ट्रान्स्पोर्ट् एजेन्सि खलु अहं नित्यानन्दः भाषणं करोमि वयं पञ्चजनाः सन्ति वयं न वाराणासीं गन्तुम् इच्छामः अस्माकं कृते

प्रयोजकैः कः पेकेज् उत्तमः भवति किमपि वक्तुं शक्यते वा अहं केब् द्वारा वारणासीं गन्तुम् इच्छामः पञ्चजनाः सन्ति भवन्तः मां जानन्ति खलु प्रतिवर्षं वयं अस्माकं कुटुम्बः सह समेतं प्रतिवर्षं वयं काशीं तथैव भिन्नभिन्नदर्शनीयप्रदेशान् च वयं गच्छामः अधुनापि अस्माकं कृते उत्तमं पेकेज् आवश्यकमस्ति पञ्चजनानां कृते कृपया यत्किमपि डिस्कौण्ट् अस्ति चेत् वदतु वयं तु प्रतिवर्षं भवतः समीपमेव आगच्छामः उत्तमं किमपि पेकेज् भवति चेत् तथैव डिस्कौण्ट् अपि वदतु वयं अधिकजनाः सन्ति प्रतिवर्षं भवतां समीपमेव आगच्छामः खलु